मम त्रिपुराराज्यस्य मुख्याः कलाप्रकाराः मामिता हज़ागिरी इत्यादि सन्ति अन्यप्रदेशात् कथम् इयं प्रकाराः भिन्नाः इति वदामि चेत् तर्हि भारतवर्षस्य त्रिपुराराज्ये तत्तु आदिवासीजनानां कलाप्रकाराः सन्ति ते सर्वदा तद् हज़ागिरीनृत्यमिदि तद् विषये यदि वदामि चेत् हज़ागिरीनृत्ये महिलाः सर्वदा आदिवासीवस्त्र इत्युक्ते हस्तनिर्मितवस्त्रं परिधानं परिधृत्य एव ते आगच्छन्ति अनन्तरम् मृत्तिका घटस्य उपरि ते दण्डयमानवस्थायां हस्ते पुनः मृत्तिकाघटं स्वीकृत्य तत्र अग्निं अग्निस्स्वीकृत्य ते नृत्यं प्रदर्शयन्ति अनन्तरं मस्तके अपि इतोऽपि एक एका मृत्तिका घट एका मृत्तिकाघटः वर्तते तत् सर्वं स्वीकृत्य ते तत्र कलाप्रदर्शनं तासां वा तेषाम् कलाप्रदर्शनं कुर्वन्ति तर्हि भारतवर्षस्य अन्य कुत्रापि अस्माकं त्रिपुराराज्यस्य हज़ागिरीनृत्यशैली न मिलति